अहन्तु लोकहितं मम करणीयं इति गीतस्य गायनम् आधिक्येन करोमि तस्य गीतस्य गतिः मह्यम् अत्यन्तं रोचते अपि च तस्मिन् गीते लोकहितम् एव विशेषेण अस्ति अतः लोकहिते आसक्तः अहं तदेव गायनम् आधिक्येन करोमि